संस्कृतं भवत्याः संस्कृतौ कथं प्रभावम् अजनयत् अहं संस्कृतम् अहं बाल्यकाले एव पठितवती आसन् विद्यालये अनन्तरं तत् ब भाषा अहं बहु किं बहु स्न स्निह्यति अतः अतः तत्कारणात् अहं तु महाविद्यालये अपि गन्तुं गत्वा पठितवती तदनन्तरं तदनन्तरम् अहं तु महाविद्यालये पठित्वा सर्वेषां कृते संस्कृतं पाठनीयमिति एका चिन्ता मम मनसि आगता आसीत् अतः अहं तु तत् तदर्थम् अहं प्रयत्नं कृत्वा अहं संस्कृतभारत्याः प्रशिक्षणशिबिरं सरणी प्रशिक्षणशिबिरं सर्वं किं तत्र भागं स्वीकृत्य संस्कृतकार्यं कृतवती आसीत् बहु छात्राणां बहवः छात्राणां कृते अहं संस्कृतं बाल्यपाठं सम्भाषणं सर्वमहं पाठितवती तदनन्तरमहं तु किं ब न केवलं बालकानां छात्राणां कृते वयोजनानां कृते महिलानां कृते गृहिणीनां कृते सर्वेषां कृते अपि मम यदा समयं प्राप्नोति तदानीम् अहं संस्कृतपाठनं इदानीमपि पाठयति स्म मम बहु मम एकं किं वदति मम बहु इष्टं विषयमस्ति संस्कृतपाठनम् अतः मम मम रात्रि रात्रौ यदा रात्रौ यः कोपि आगत्य संस्कृतं पाठयति वा इति पृच्छति चेत् अहं संस्कृतं पाठयामि तादृशं संस्कृते मम किं मम स्नेहं संस्कृतस्य स्नेहं किं संस्कृतपठनद्वारा मम किं वदति मम मम किं मम केरेक्टर् अथवा मम स्वभावः स्वभावस्य परिवर्तनमपि यथेष्टमभवत् तादृशस्वभावपरिवर्तनमपि संस्कृतभाषापठनद्वारा अस्माभिः लभ्यते अतः छात्राणां कृते किं निश्चयेन संस्कृतस्य संस्कृतपठनम् आवश्यकं ये यः कोपि संस्कृतं पठति चेत् तस्य किं स्वभावस्य परिवर्तनमपि निश्चयेन भविष्यति तादृशस्य शक्तिः संस्कृते अस्ति तादृशं संस्कृत उच्चारणविषये वदति चेत् संस्कृत उच्चारणविषये अस्माभिः किं वदति संस्कृत उच्चारणे अस्माभिः उच्चारणद्वारा अस्माभिः अस्माभिः ब्रैन् डेवलप्मेण्ट् अपि किं वर्धते अम्नीष्य तादृश रोगाः न आगच्छन्ति तादृशशक्तिः अस्ति संस्कृतभाषा भाषायाः अनन्तरम् अस्माभिः श्लोकं पुराणम् इतिहासं सर्वं संस्कृतेव अन्तर्भवति अतः संस्कृतभाषा सम्यक् पठति चेत् अस्माभिः तस्य किं तस्य अर्थं सर्वं सम्यक् रीत्या अवगन्तुं शक्यते स सम्यग्रीत्या अवगन्तुं शक्यते न यदा कदा ट्रान्स्लेशन् सर्वं किम् आपणे प्राप्नोति रामायणस्य वा महाभारतस्य वा किन्दु य आङ्गलेयभाषायां यत् सर्वमपि साक्षात् परिवर्तनं कर्तुं न शक्यते संस्कृते यदस्ति तत् सर्वं साक्षात् संस्कृतभाषायां परिवर्तनं कर्तुं न शक्यते अतः संस्कृतभाषा पठति चेत् सर्वमपि सम्यक् रीत्या अवगन्तुम् अस्माभिः शक्यते तादृशम् एका उत्तमभाषा अस्ति बहवः जनाः तत् मृतभाषा सर्वं वदति किन्तु तत् मृतभााषा न मृतभाषा इत्युक्ते कोपि न उपयोगं न कुर्वन्ति किन्तु अस्माकं दैनन्दिनजीवने किञ्चित् किञ्चित् बहवः वाक्यानि सर्वं वयं वयं संस्कृतम् इति न जानीमः न जानीय वयं वदामः संस्कृतमेव वदामः तत् अस्माभिः अवगन्तुं न शक्यते तावदेव किं तस्य ब संस्कृते किं नास्ति सर्वमपि अस्ति सर्वे सर्वमपि संस्कृते अस्ति